मम क्षेत्रे तावत् एच् डी एफ् सी स्वायत्तवित्तकोषः अस्ति अपि च एल् ऐ सि स्वायत्तवित्तकोषः अस्ति इतोपि अनेके वित्तकोषाः सन्ति तत्र आवेदनाय तावत् एल् ऐ सि स्वायत्तवित्तकोषः समीचीनः अस्ति एच् डी एफ् सी अपि सम्यक् अस्ति एव उभयतः अस्ति उभयतः अपि अस्माभिः समीचीनतया धनं प्राप्तुं शक्यते इति अनुभूतमस्ति तस्मात् उभय उभयस्यापि उपयोगः अस्माभिः कर्तुं शक्यते मया तावत् प्राधान्येन सर्वकारीयवित्तकोषः एव उपयुज्यमानः अस्ति स्वायत्तवित्तकोषाः इतोपि आधिक्येन उपयोगार्थं न आरब्धाः सन्ति यतोहि तत्र स्वायत्तवित्तकोषे मया यदि धनं स्थापनीयं चेत् धनार्जनं सम्यक् कर्तव्यं भवति किन्तु प्रकृते एव मया कार्यस्य आरम्भः कृतः अस्ति इत्यतः सर्वकारीयवित्तकोषः एव मया उपयुज्यमानः अस्ति अपि च मम सकाशात् तावत् एल् ऐ सि इन्श्युरन्स् यद्विद्यते तत् तत्तावत् सम्यक् अस्ति इति ज्ञायते एव यतोहि तत्रैव मया जीवभिमा इति यदुच्यते तत् सर्वं कारीतम् अस्ति तस्मात् तत् सम्यक् अस्ति इति मम अभिप्रायः